मम प्रदेशे यथा जनाः जीविकार्थम् अभियन्तारः सन्ति वैद्याः सन्ति सि ए रुपेण कार्यं कुर्वन्तः सन्ति भवननिर्माणं कुर्वन्तः सन्ति अपि च शाकाविक्रयणं कुर्वन्तः सन्ति आटोरिक्षायानं चालयन्तः सन्ति ओला ऊबर् सर्वं चालयन्तः सन्ति आपणान् स्थापयित्वा विक्रयणं कुर्वन्तः सन्ति सूपर् मार्केट् चालयन्तः सन्ति अपि च यन्त्रशालाः अपि मम प्रदेशे अस्ति गारमेण्ट्स् इति यद् उच्यते तावत् वस्त्रादिनां कर्तनं वस्त्रसीवनमित्यदिकं कुर्वन्तः सन्ति सीवकाः सन्ति अपि च ब्यूटी पार्लर् इति यद् उच्यते महिलानां प्रासादनविशेषस्थानं यद् विद्यते प्रसादनार्थं यद् स्थानम् उपयुज्यते तत्र महिलाः कार्यं कुर्वत्यः सन्ति पुरुषाः ये सन्ति तेषां केशकर्तनं क्षौरकार्यं यद् चलति तत्रापि जनाः कार्यं कुर्वन्तः सन्ति एवं रूपेण अपि च कृषकाः सन्ति एवं रूपेण जीवकार्थं जीविकार्थं यद्यद् अस्माकम् अपेक्षितं तद् सर्वं निर्वन्त निर्वहन्तः तदेव कार्यं स्वस्य जीविकार्थं उपयोगं कुर्वन्तः अपि जनाः कार्यं कुर्वन्तः सन्ति